अद्यतनकाले सर्वकारीयरीत्या एसेसेल्सि पर्यन्तम् शालायाम् अधीतव्यम् तद् अनन्तरं पाठशाला वा उत संस्कृतमहाविद्यालयो वा तत्र गत्वा संस्कृतं पठन्ति वेद शास्त्राः पुराणाः शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषं व्याकरणं कल्प अलङ्कारशास्त्रं तथा च न्यायशास्त्रं वेदान्तशास्त्रं मीमांसाशास्त्रं एतान् पठन्ति छात्राः बहु विचक्षणाः सन्ति तेषां मनः एकत्र न भवति कारणम् इत्युक्ते जङ्गमदूरवाणीम् एव पश्यन्तः भवन्ति तथा आधुनिकतन्त्रज्ञाने तेषाम् अभिरुचिः विद्यते तेषां शैक्षणिकलक्ष्यं किम् किम् इत्युक्ते प्रमाणपत्रं प्राप्तव्यं न तु ज्ञानम्